हरिः ओम् अहं सुचेतसः अस्मि भवतः लोकयाने वा भवतः पृष्टभागे उपविष्टवान् उपविष्टवान् अहं विण्डो सीट् मध्ये गन्तुमिच्छामि स्वा मम स्वास्थ्यं सम्यक् नास्ति बह किञ्चिद् विण्डो सीट् तर्हि किञ्चित् किञ्चिद् करोतु भवान् अस्तु करोतु अस्तु रुग्णः जातः उल्टी अपि आगच्छति अत एव मया विण्डो सीट् अपेक्ष्यते तू एकवारं पश्यतु मम कृते

किं पुनः वदतु विण्डो सीट् एव अपेक्ष्यते मम कृते हा अस्तु अस्तु करोतु शीघ्रं करोतु कर्तुं शक्यते वा न